अहं गतद्विमासात् प्राक् रियल् मि हेड् फोन्स् आर्डर् कृतवती एतत् हेड् फोन्स् मम कृते बहु उपयोगी भवति कारणं यतोहि अहं छात्रावासेव निवसामि तदर्थं यदि कापि कक्षा मम भवति चेत् तत्र अन्येषां कोलाहलम् आगच्छेत् परन्तु एतत् हेड् फोन्स् स्वीकृत्य अहं यदा कक्षा स्वीकरोमि तदा अन्येषां ध्वनिः तत्र न आगच्छति एवञ्च इतोऽपि एतत् वायर्लेस् वर्तते तत्कारणात् यदा कदाचित् मम अन्यानि कार्याणि भवन्ति चेत् अहं कर्णे एव संस्थाप्य अन्यानि गृहकार्याणि अपि कर्तुं शक्नोमि अतः एतत् हेड् फोन्स् स्वीकृत्य अहं बहु सन्तुष्टा अस्मि